हरि ओं लक्ष्मीभोजनमन्दिरम् अस्ति वा अस्तु अहं मम परिवारेण सह तत्र आगन्तुमिच्छामि पूर्वमेव आरक्षणं कारयामि तत्र मत्कृते आरक्षणं भवतु यदि पूर्वमहं लक्ष्मीभोजनमन्दिरम् आगच्छामि चेत् मत्कृते कानि सौविध्यानि दीयन्ते मत्कृते रूप्यकाणां कियत् रक्षणं भवति अतः भवन्तः मां सूचयन्तु